वस्तुतः चलचित्रं न इच्छामि एव परन्तु ऐतिहासिकचित्राणि कल्पना बहु सम्यक् अस्ति चेत् तदनन्तरं प्रसिद्धः अपि अस्ति चेत् तत् प्रतिक्रियां दृष्ट्वा रेर्लि एकं वा द्वे वा चलचित्रं पश्यामि तत्र बहुबलि बहु सम्यक् आसीत् तदनन्तरं टियेस्टु अपि आगतं परन्तु तद् अहम् मह्यं न रोचते एव तद् चलचित्रशालां गत्वा चलचित्रगृहं गत्वा द्रष्टुम् पेशन्स् एव नास्ति त्रिघण्टा तत्र उपविश्य द्रष्टुं पेशन्स् एव नास्ति अहम् अत्र प्रतिक्रियां दृष्ट्वा प्रसिद्धः वा न वा तत्सर्वं दृष्ट्वा ओटिटिमध्ये समयम् अस्ति चेत् अहं गृहेव पश्यामि त तत्स तावदेव